ए पी जे अब्दुल् कलाममहोदयस्य विङ्ग्स् आफ़् फयर् इति नामदेयस्य आत्मकथा ममोपरि बहुप्रभावम् अजनयत् आत्मकथायां कलामः स्वस्य प्रारम्भिकजीवनस्य प्रयासस्य कष्टस्य धैर्यस्य भाग्यस्य संयोगस्य च परीक्षणं करोति यद् अन्ततः भारतीय अन्तरिक्षसंशोधनस्य परमाणुक्षेपणास्त्रकार्यक्रमस्य नेतृत्वं कर्तुं प्रेरितवान् एवं च सः प्रथमस्य अन्तरिक्ष प्रे प्रक्षेपणवाहनकार्यक्रमस्य अग्रणीः च अभवत् तत्र आत्मकथायाम् एकत्र पितापुत्रसंवादः अपि वर्तते यत्र सः प्रश्नं पृच्छति जीवने प्रतिकूलपरिस्थितिः किमर्थम् आयाति इति तस्य पिता बहुसम्यक् उत्तरति यत् प्रतिकूलपरिस्थितिः सर्वदा सर्वेषां जीवने आयाति आत्मशिक्षार्थं स्वस्य प्रतिभा उत्भावनार्थम् एतदेव पङ्क्तिः मम मनसि बहु आन्दोलनं प्रकटयति